नमस्ते महोदय हा नमस्ते महोदय आम् अत्रैव अस्मि महोदय आम् महोदय अस्तु महोदय आम् महोदय हा महोदय महोदय शक्यते

अस्तु महोदय मम चिन्ता नास्ति हा मम चिन्ता नास्ति यत् बालकानां कृते किञ्चित् नाटकस्पर्धा गाणस्पर्धा नृत्यस्पर्धा इत्यादिकं भवति चेत् जनानां कृते मनोरञ्जना अपि भवति पूर्वस्मिन् दिने कार्यं कर्तुम् आलस्यं भवति खलु महोदय हा अस्तु महोदय स्यात् अस्तु महोदय हा अस्तु महोदय अस्तु महोदय हा महोदय हा दातुं शक्यते महोदय हा दातुं दातुं शक्यटे महोदय हा अस्तु महोदय अस्तु महोदय मम परिचिता अस्माकं कम्युनिटि मध्ये कोऽपि नास्ति इति भाति महोदय किं महोदय हा आम् महोदय आम् महोदय अस्तु महोदय अस्तु महोदय कर्तुं शक्यते अस्तु महोदय हा आम् महोडय आम् महोडय अस्तु महोदय महोदय एक एकं अस्तु महोदय एकं सुजाव् दातुम् इच्छामि महोदय निमज्जनं पूर्वस्मिन् दिने वयं कम्युनिटिमद्ये एकस्मिन् डिन्नर् स्थापयति चेत् कम्युनिटि डिन्नर् स्थापयति चेत् वयं सर्वे मिलित्वा किञ्चिट् वार्तालापं कर्तुं शक्यते आम् महोदय तावदपि तावदपि किञ्चित् क्लेशः हा महोदय तावदपि किञ्चित् क्लेशः भविष्यति अस्तु महोदय अस्तु महोदय अस्तु महोदय हा अस्तु महोदय मिलाम महोदय हा मिलामः